प्रायः अहं पुस्तकानि क्रीणामि चेत् तिरुवळ्ळिकेणिमध्ये चेन्नै तिरुवळ्ळिकेणिमध्ये नाशनल् बुक्स्टोर् इति अस्ति तत्र स्वीकरोमि संस्कृतपुस्तकानि सर्वं मैलापुर्मध्ये जयलक्ष्मी बुक् डिपो इति अस्ति तत्र गीताप्रेस्तः यद्यत् प्रकाशितम्

पर्टिक्युलर्लि श्लोकपुस्तकं तस्य कृते एकम् आपणं तादृशम् अस्ति टी नगर्मध्ये बहवः पुस्तकापणाः सन्ति मम गृहस्य समीपे मूर्मार्केट् इति अस्ति तत्र सेकेण्ड् हाण्ड् पुस्तकानि बहवः सन्ति कस्मिन् विषये अपि पृच्छन्तु टेक्निकल् वा वैज्ञानिकं वा बालानां कृते वा स्फुरकपत्राणि वा अभ्यासपुस्तकानि वा कादम्बर्यः वा सर्वे तत्र मिलन्ति यः आपणाः चालयन्ति ते सर्वे विषयान् प्रति के के पुस्तकाः सन्ति इति अपि जानन्ति तिरुवळ्ळिकेणिमध्ये अपि पैक्राफ़् रोड् अस्ति तत्र बहवः सेकेण्ड् हाण्ड् पुस्तकापणाः सन्ति ते अपि क्रमशः पुस्तकं स्थापयित्वा वयं यद्यद् पृच्छामः उदाहरणार्थं महाविद्यालयस्य पुस्तकं वा बालानां कृते पुस्तकं वा अथवा पा स साधारण पठनार्थं कादम्बर्यः वा एतत् सर्वं ते क्रमशः स्थापयन्ति वयं यद्यद् पृच्छामः ते ददाति तस्य तादृशाः मैलापुर्मध्ये अपि सेकेण्ड् हाण्ड् पुस्तकापणाः बहवः सन्ति प्रायः अहं बहुमूल्यं पुस्तकम् इति चिन्तयामि चेत् सेकेण्ड् हाण्ड् पुस्तकं अस्ति वा इति एकवारं दृष्ट्वा तदनन्तरं पुस्तकापणं गत्वा स्वीकरोमि